योगः कौश् कर्मसु कौशलम् इति श्रीमद्भगवद्गीतायाम् उक्तम् एवं च अष्टाङ्गयोगमध्ये महर्षिपतञ्जलिना उक्तं योगः चित्तवृत्तेः निरोधः इति चित्तवृत्तेः यदि निरोधः भवति तर्हि बहूनां विषयाणां स्मरणम् अस्माकं भवति मनस्सु मनसि सन्ति तृप्तिः च जायते अष्टाङ्गयोगमध्ये उक्तं यमः नियमः आसनं प्राणायामः प्रत्याहारध्यानधारणासमाधिः इति अष्टाङ्गयोगः

परिपालनं बाल्यादेव करणीयं भवति यतो हि ब्रह्मचर्य अवस्थायां छात्राणम् अध्ययनम् आरम्भः भवति ब्रह्मचर्य अवस्थायां यदि मनसि मनसः चञ्चलता न् निवारणं करणीयम् अस्ति एवं च शारीरिकं स्वस्थता अपेक्ष्यते तर्हि योगः अस्माकं सुतराम् अपेक्ष्यते नास्ति योगसमं बलम् योगसदृशं अन्यत् किमपि न भवति योगद्वारा मनसा साकं शरीरेण सम्बन्धः भवति एतत् योगः एवं च आत्मना साकं मनसः सम्बन्धः भवति मनसा साकं बुद्ध्या शम् सम्बन्धः भवति एवं बहूनां विश् आत्मना साकं परमात्मनः सम्बन्धः भवति एतेषां योगः य यत् युगपत् भवति तर्हि जीवः तु महाजीवो भवति नाम परं श्रेष्टसम्पन्नमहापुरुषः भवति तस्य आधारः तु बाल्यावस्थायामेव अस्ति यतो हि सा विद्या या विमुक्तये तस्य ज्ञानं बाल्यादेव करणीयमस्ति तत् योगमाध्यमेन भवितुं शक्यते बाल्यावस्थायां बालकानां मनः एवं च शरीरं स्वस्थं स सबलं करणीयं चेत् योगः करणीयः उच्यते यत् उच्यते यत् स्वस्थशरीरे स्वस्थमनः इति स्वस्थशरीरम् अपेक्ष्यते चेत् चेत् योगः अपेक्ष्यते मनसि स्वस्थता अपेक्ष्यते चेत् योगः अपेक्ष्यते अतः अल्पवयसि योगः करणीयः अस्ति आरम्भणीयः अस्ति ध्यानं च आरम्भणीयम् अस्ति तेन परिपक्वता शनैः शनैः भवति किञ्च वर्धितवयसि योगः भवति चेत् तथा

सुकरं न भवति अतः बाल्यादेव योगाभ्यासः आचरणीयः एव